सर्वेषामपि कुटुम्बाः तथा मित्राणि च भवन्ति तथा ममपि कुटुम्बाः मित्राणि च सन्ति

अहं प्रतिवर्षं यदा विश्वविद्यालये ग्रीष्मावकाशः भवति तदा अहं भ्रमणाय कुटुम्बानां गृहंप्रति गच्छामि तत्र गत्वा अहं बहु आनन्दं प्राप्नोमि ते अपि मयि स्निह्यन्ति आगमनसमये उपहारादि अपि यच्छन्ति मम मित्राणि अपि बहु उत्तमानि सन्ति ते सर्वदा उत्तम कार्याय तथा पठनाय मां प्रेरयन्ति मम मित्राणि मम कापि साहाय्यतायाः आवश्यकता भवति चेत् सर्वदा मां साहाय्यता अपि कुर्वन्ति कदाचित् वयं सर्वे मिलित्वा आनन्दार्थमपि भ्रमणाय भिन्न भिन्न स्थानेषु गच्छामः